हरिः ओम् मम क्षेत्रे अस् मम क्षेत्रे क्षेत्रम् अस्ति गोधूमं धान्यं सस्यं उप उपार् उपार्तनं कृतवती तत्र न वर्धयति कीटः नष्टं करोति तर्हि तस्य उपायं नि निवारणं यच्छन्तु औषधम् अपि ददातु किं करोमि

एकः एकः एकरः दश एकरः

तस्य नीत्वा अहं कथं उपयोगं करोमि

किमर्थं नैसर्गिककीटनाशकः आम् आम् आम् आम् सप्ताहे कतिवारं गो गोमूत्रं सिञ्चनं करोमि अस्तु धन्यवादः